नमस्कारः अहं चारणसमूहे तु न अस्मि किन्तु एकवारम् अहम् क्यानडादेशे टोरन्टोनगरे नगरस्थं एकम् उन्नतं पर्वतं प्रति चारणसमूहे समूहे गतवन्तौ तत्रापि अत्युत्तमः अन् अनुभवः आसीत् तत्र अहम् अहं तु संपूर्णं चारणं न क् कर्तुं शक्तवन्तः किन्तु मम धर्मपत्नी तु सम्यक् रूपेण चारणं कृतवती बाल्यकाले तु अहम् अत्यन्तं उत्तमरूपेण बाल्यकाले तु मम ग्रामस्य समीपे एव पर्वताः पर्वताः सन्ति तत्र वयं गत्वा चारणम् चरति स्म अत्युत्तमरूपेण चरति स्म प्रतिदिनं प्रतिदिनं चरति स्म तत्र चार चारणानि तु कर्तव्यानीति मनसि तु अस्ति एव किन्तु इदानीं त्रिषष्टिः वयः अस्मि किन्तु युवकः इति एव अहं अनुभवामि अरोग्यमपि सम्यगस्ति एव किन्तु कर्तुमपि इच्छामि अहं न जानामि कथं भवतीति अहं न जानामि चिन्तयामि अग्रे अग्रे अपि यदा कदा अपि अवकाशं प्राप्नोमि तदा तदा अवश्यं कर्तुं तु इच्छामि एव पश्यामः परमात्मा या प परमात्मा यदा आशीर्वादं ददाति तदा अहं वय अवश्यं कर्तुं प्रयत्नं करोमि अस्तु धन्यवाद